मम स्थानीया भाषा अस्ति तमिळ् तमिळ्माध्यमेन याः यूट्यूब् प्रणालिकाः राजनैतिकक्षेत्रसम्बन्धाः वार्ताः प्रसारयन्ति तादृशाः यूट्यूब् प्रणाल्यः मया अवश्यं दृश्यन्ते प्रतिदिनम् दूरदर्शनकार्यक्रमाः चेत् तत्र हास्यजनकाः चानल्स् ये सन्ति तत् अवश्यं दृश्यते कदाचित् मनु मनोरञ्जनार्थं कालक्षेपणार्थं कदाचित् मस्तिष्कभारः अधिकः अस्ति चेत् तद् अपदो अपनोदनार्थमेव किञ्चित् हास्यजनकम् अस्ति चेत् सम्यक् इति दृश्यते तद् विहाय कदाचित् गीतस्पर्धाः दृश्यन्ते गीतस्पर्धाः तत् हिन्दीभाषया हिन्दी चानल्स्मध्ये अपि दृश्यते क्वचित् तमिळ् चानल्स्मध्ये अपि गीतस्पर्धाः दृश्यन्ते वार्ताः श्रूयन्ते दूरदर्शने आङ्ग्लमाध्यमेन प्रसार्यमानाः वार्ताः प्रायेण दशनिमेषात्मकं नो चेत् पञ्चनिमेषात्मकविषयाः कदाचित् प्रतिदिनं श्रूयन्ते एव तावदेव अन्यभाषासु तदेव आङ्गीलभाषायां कार्यक्र वार्ताः श्रूयन्ते हिन्दीभाषायां तु सङ्गीतकार्यक्रमाः सङ्गीतस्पर्धात्मकाः कार्यक्रमाः श्रूयन्ते दृश्यन्ते च